दीर्घं चारणम् इत्युक्ते चारणसमये एव यद् अस्माकं कृते पौष्टिकं ददाति किञ्चित् हेल्ति इति इत्युक्ते तद् किं वदामः गोडम्बिद्राक्षि तादृशी हेल्दि फ़ुड्स् खादामः किमपि ज्यूस् इत्युक्ते फलरसं पिबामः फलानि खादामः तदा किञ्चित् पौष्टिकमपि भवति सम्यक् अपि भवति तावत् कष्टं न भवति एतावद् इत्युक्ते चिप्स् चाकलेहः तादृशं तैले भर्जितं खाद् खाद्यानि खादामः चेत् अस्माकम् आरोग्यस्य कृते अपि कष्टं तदपि चारणसमये अपि इतोपि कष्टं भवति तद् अतः यद् नेचुरलि ग्रोन् तादृशाः आरोग्यपदार्थाः भवन्ति तादृशां पदार्थान् खादामः चेत् सम्यक् भविष्यति अतः अहं फलानि इच्छामि गोडम्बि द्राक्षा द्राक्षाफलं पुनः कझूर् एतादृशी शक्तिता अपि भवति सम्यक् अपि भविष्यति पुनः अत् तद्भोजनमपि सम्यक् इति नास्ति अधिकम् इत्यपि न खादामः किञ्चित् किञ्चित् खादामः यदा वयं पुनः बुभुक्षा भवति तदा पुनः खादामः एकवारमेव बहु खादामः चेत् चारणनिमित्तमपि कष्टं भवति इत्युक्ते बहु खादामः चेत् अस्माकम् उदरे भारः भवति पुनः वयम् अटितुम् इत्युक्ते गन्तुमपि अग्रे गन्तुमपि न शक्नुमः तदेकं कष्टं भवति अतः यावत् आवश्यकं तावत् खादामः पुनः चारणार्थं गच्छामः पुनः एकत्र स्थित्वा पुनः बुभुक्षा भवति चेत् पुनः खादामः एकवारमेव अधिकं खादामः चेत् किञ्चित् कष्टं भवति चारणार्थं मम सज्जता इत्युक्ते वयं यथा गृहे धरामः तादृशी इत्युक्ते ट्रेकिङ्ग् पेण्ट् टी शर्ट् धृत्वा एकं स्वेदकं धृत्वा हस्तयोः कृते ग्लौस् धृत्वा पादयोः कृते पाद साक्स् पुनः शूस् धृत्वा किञ्चित् रेडि भूत्वा गन्तव्यम् इत्युक्ते तत्र यदा यदि ट्रेकिङ्ग् गच्छामः तद् काडुप्रदेशः भवति किल तत्र अधिकाः अल् अन्य अन्यप्राणिनः भवन्ति पुनः अस्माकं देहस्य कृते हानिः न भवेत् इति कारणेन तादृशीं सज्जतां कृत्वा गच्छामः फ़ष्ट्